आं मम प्रदेशे पर्यटकेभ्यः वासार्थं व्यवस्थाः सन्ति मणिपुर इत्यादिराज्ये यत्र औद्योगिकराज्यं सम्भावनानां शोषणं साकारीकरणं च अद्यपर्यन्तं कर्तुं न शक्यते स्म तत्र पर्यटनं सामाजिक र्थिकसमस्यानां निवारणस्य अनुकूलं साधनं जातं पर्यटकानां कृते निवासस्थानेषु भोजनसेवा चतुर्विंशतिः घण्टानां चिकित्सासेवा वाहनस्य पार्किङ्ग् सुविधा उपाहारस्य दुकानं शय्याकक्षा सार्वजनिकसङ्गणकं निश्शुल्कं वैफ़ै सुविधा च उपलभ्यन्ते तत्र वातानुकूलितकक्षस्य सुविधा अपि अस्ति समीपस्थपर्यटकानां कृते मार्वाडिधर्मशाला अस्ति इयं धर्मशाला थाङ्गल् बजार् इति नामकस्थाने अस्ति सा धर्मशाला सोमवासरात् शनिवासरपर्यन्तं प्रातः सार्धनववादनात् सायं सार्धषड्वादनपर्यन्तम् उद्घाटितम् अस्ति रविवासरे पिहितं भवति प्रातः अपराह्णे रात्रौ च भोजनादिव्यवस्था भवति तत्र निद्रायाः शय्यागृहाणि अपि सन्ति तत्र कस्यचित् धर्मस्य जनाः आगत्य निवासं कर्तुं शक्नुवन्ति